हरिः ओं नमस्कारः कस्मि अस्ति महोदय

अहमपि सम्यगेव एकं कार्यनिमित्तं मया दूरभाषा दूरभाषा कृता मम पुरातनं गृहम् अस्ति तस्मिन् किमपि नूतनतया करणीयं भवति तद् रेनो रेनोवेसन् इति उच्यते हा तद् करणीयम् अस्ति तर्हि कथं कर्तुं शक्यते न न ग्रामे अस्ति महोदय मम गृहे बालाः अपि सन्ति वृद्धाः अपि सन्ति तर्हि भवतः पार्श्वे किमपि ऐडिया भवति तर्हि एकवारं यतु तद् गार्डन् इत्यादिकं निर्माणं भवितुम् अर्हति वा

तर्हि वृद्धानां वृद्धानां कृते कीदृशं भवितुम् अर्हति तेन ते आनन्दं

बालकानां कृते भित्यामपि चित्राणि स्थापयितुं शक्यते वा

हा ते सरलतया अध्ययनम् इत्यादिकं सर्वं कर्तुं शक्यते शक्नुवन्ति अन्यत् किमपि पृष्ठे किमपि कर्तुं शक्यते वा पुरतः यानादीनां स्थानं

तस्य निमित्तं तस्य निमित्तं किं कर्तुं शक्यते एक् ए सैड् इत्यादिकं स्थापयित्वा तत् कर्तुं शक्यते स्थानं

तर्हि कियान् कालः अपेक्ष्यते एतत् सर्वं कर्तुं व्ययस्य का व्यवस्था मिलित्वा एव कुर्मः ह ह तर्हि भवान् एकवारम् आगन्तुं शक्यते वा अस्तु अस्तु आगच्छन्तु ह उपविश्य वार्तालापं कुर्मः अस्तु नमांसि